कृषकाणाम् आत्महत्यायाः परिहाराय हेल्प्लैन् इति न विद्यते परन्तु कृषकाणां हेल्प्लैन् विद्यते किमर्थं चेत् बीजं कथं भवितव्यं बीजवपनं कदा करणीयं तस्य परिपालनं कथं करणीयम् इत्यादीनां विषये हेल्प्लैन् विद्यते तथा मम क्षेत्रे परामर्शकेन्द्रं न विद्यते परन्तु मम मण्डले विद्यते मम मण्डले परामर्शकेन्द्रं विद्यते तत्र बीजवपनसामग्र्यः अपि लभ्यन्ते तथा कृषिसम्बन्धितवस्तूनि उपलभ्यते तेषां प्रति सब्सिडि एव लभ्यते अतः एव परामर्शकेन्द्रं विद्यते कृषकाणां कुटुम्बस्य कृते जीवनं कठिनं भवति किमर्थं चेत् यदा कृषकः तस्य भूमौ बीजवपनं कृत्वा परिश्रमतया आहारं आहारं उत्पाद् आहारम् उत्पादम् उत्पादनं करोति तदा यदि तत् आहारस्य नाशं भवति तदा तस्य कार्यस्य प्रयोजनं न भवति